प्रायः पञ्चविंशतिवर्षाणि यावत् अहं साफ़्ट्वेर् सेक्टर्मध्ये कार्यं कृतवान् तदनन्तरं सर्वं त्यक्त्वा अहं वेदान्तशास्त्रस्य व्याकरणस्य तर्कशास्त्रस्य च अध्ययनं कृतवान् मम गुरवः श्री परमार्थानन्दस्वामिनः सन्ति मम परमः परमगुरवः श्रीदयानन्दसरस्वतीस्वामिनः सन्ति मम गुरोः पादपङ्कजं समीपे उपविश्य अहं बहूनां वेदान्तग्रन्थानाम् अध्ययनं करोमि स्म वेदान्तविषयस्य मम बहु रुचिः अस्ति वेदान्तशास्त्रस्य प्रयोजनं किम् इति चेत् वेदान्तशास्त्रस्य प्रयोजनं मोक्षः एव मोक्षस्य साधनं तु ज्ञानं भवति ज्ञानस्य साधनं वेदान्तशास्त्रमेव भवति वेदान्तशास्त्रस्य श्रवणम् एव ज्ञानस्य साधनम् अतः गुरोः वाक्यस्य शास्त्रस्य शास्त्रस्य वाक्यस्य श्रवणेन ज्ञानम् उदेति महावाक्यस्य श्रवणेन ज्ञानम् उदेति तत् त्वम् असि इति महावाक्यं भवति त्व त्वम् जीवात्मा तत् ईश्वरः भवति इति महावाक्येन वयं जानीमः ऐक्यस्य ज्ञानमुदेति जीवात्मनः जीवात्मा जीवात्मपरमात्मनोः ऐक्यस्य ज्ञानमुदेति तद् ज्ञानेन मनुष्यः मोक्षः मोक्षं आप्नोति पुरुषाताः पुरुषार्थाः चतुर्विधः सन्ति चतुर्विधाः सन्ति धर्मः अर्थः कामः मोक्षः इति अर्थात् वा कामात् वा धर्मात् वा मनुष्यः परम सन्तोषम् परम तृप्तिः कदापि न आप्नोति निरङ्कुशा तृप्तिः परमा तृप्तिः तु मोक्षः एव तत् सः मोक्षः ज्ञानेन एव उदेति तद् ज्ञानं वेदान्तशास्त्रेण एव उदेति अतः ज्ञानं द्वारा मोक्षम् एव वेदान्तशास्त्रस्य परमप्रयोजनम्